आपणे विक्री विक्रीतस्य वस्त्रस्य नान्यथा सम्यक् नास्ति तदपि बाल्यानां वस्त्रानि क्रीतवती धारणे समस्या आसीत् श्वासोछ्वासः सम्यक् स्वीकर्तुमपि न शक्तः तावत् एतदस्ति पुनः बहु धृढमस्ति तेन शिशुः सर्वदा रोदनं करोति स्म यावत्पर्यन्तं वस्त्रं न निष्कासितं तावत्पर्यन्तं समस्याम् अनुभूतवान् अनन्तरं क्षालनार्थं यदा जले स्थापितवती स्थापितमासीत् तदा सर्वं वर्णं सर्वं वर्णं निर्गतमस्ति सम्यक् नास्ति एव